सत्यं भारते अनेके वनिजः उद्यमपतिनः नेतारश्च तन्त्रज्ञानं शिक्षणं मनोरञ्जनं पण्यनम् इत्यादि सञ्चारव्यवस्थादिषु कार्यं कृत्वा देशस्यस्य गतिं तु परिवर्तितवन्तः यदि वदामि अस्माकं त्रिपुराराज्ये तेषु कस्यचन विषये वदामि चेत् तर्हि त्रिपुराराज्यस्य प्रकृष्ट उदाहरणम् अस्ति तत्र प्रतिमाभूमिः राजनैतिकः छवी अनन्तरं विप्लब्देब् राजनैतिक छवी अधुना तु चलति डाक्टर् मानिक् शहा राजनैतिक व्यक्तिक्त्वः आदु त्रिपुराराज्य सम्यक्तया शिक्षणव्यवस्था समीचीनं ना आसीत् अनन्तरं त्रिपुराराज्ये रोड्वेज़् सम्यक् ना आसीत् नगरात् यदि वयं किञ्चिद् ग्रामे गच्छामः चेत् तर्हि तत्र एस्कोट् आवश्यकम् आसीत् कारणं किं पूर्वे अस्माकं प्रदेशे रेल् यानं न आसीत् एतदर्थं पहारिराज्य् राज्यमस्ति खलु तर्हि तत्र किञ्चित् उग्रवादी समस्यापि आसीत् किन्तु शनैः शनैः जनाः सर्वकारपक्ष सर्वकारपक्षतः किञ्चिद् सुविदा वा किञ्चिद् लाभः ते प्राप्तवन्तः कथम् नेतारः राजनैतिकनेतारः तत् सुविधा तत् प्रोजेक्ट् रूपेण ते भारतसर्वकारपक्षतः आनीतवन्तः वक्तुं शक्नुमः वयं ट्वेण्टि एय्टिन् तः ट्वेण्टि ट्वेण्टि त्रि पर्यन्तम् अस्माकं त्रिपुराराज्ये तु किञ्चिद् डेवलप्मेन्ट् जातम् अधुनापर्यन्तं चलति त्रिपुराराज्ये ट्वेण्टि ट्वेण्टि मध्ये प्रथमवारं फ्लै ओवर् आगतम् एतदर्थं किञ्चिद् ट्राफिक् जेम् किञ्चिद् नूनं जातं अनन्तरं तत्र सम्यक् रोड्वेज़् नासीत् रोड्वेज़् ते आनीतम् एयरवेज़् साम्य सम्यक् नासीत् एयरवेज़् आनीतं ट्वेण्टि ट्वेण्टि जनवरी मासस्य चतुर्थदिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदीवर्याः त्रिपुरायां अगर्तला आगत्य अगर्तलायाः कृते आन्तरराष्ट्रिय एर्पोर्ट् विमानतल विमानतलस्य च प्रतिस्थापनं कृतवन्तः अनन्तरं त्रिपुराराज्यस्य महा त्रिपुराराज्ये किं राजकीयप्रथा आसीत् नैण्टिन् सेवेण्टि वन् पर्यन्तम् अनन्तरं राज्यस्य पूर्वतनराजानां विषये कुत्रापि किमपि चिह्नमपि न आसीत् किन्तु ट्वेण्टि ट्वेण्टि नैण्टीन् मे मास मार्च् मासस्य नवमदिनाङ्के पुनः प्रधानमन्त्रीवर्याः तत्र गत्वा महाराजबीरबिक्रम्मानिक्यस्य आवरण मूर्तिरुपा मूर्तिरूपस्य प्रतिमूर्तयः आवरणम् उन्मोचनम् कृतवन्तः त्रिपुरामध्ये अधुना रोडवेज़् हाइवेज़् एयर्वेज़् रेल्वेज़् सर्वं भवति तत्तु तत्सर्वें तत्सर्वं तु राजनैतिकनेतारः एव कृतवन्तः कारणं किं त्रिपुरालघुराज्यम् अस्ति नार्थ् ईस्ट् मध्ये सर् अन्तिमराज्य अन्तिमम् राज्यम् अस्ति एतदर्थं अधुना पर्यन्तं तु ट्वेण्टि ट्वेण्टि एय्टीन् पूर्वं पर्यन्तं कोऽपि तादृशी तत्र सुव्यवस्था न कारितवन्तः अधुना ट्वेण्टि एय्टीन् तः ट्वेण्टि तर्टीन् ट्वेण्टि ट्वेण्टि त्रि पर्यन्तम् अस्माकं पार्श्वे वयं हीरा प्रोजेक्ट् इति अस्ति वक्तुं शक्नुमः